देशीयचिकित्सापद्धतिः नाम आयुर्वेदः एव तत्र देशीयचिकित्सापद्धत्या आरोग्यस्य कल्पना कर्तुं शक्यते तत्र देशीयचिकित्सा कथं भवति इति चेत् वनस्पतिद्वारा एव देशीयचिकित्सा क्रियते विविधात् विविधेभ्यः वनस्पतिभ्यः एव औषधं दीयते पुनः अस्माकं भोजनपद्धतिः कीदृशं भोजनं स्वीकरणीयं किदृशं न स्वीकरणीयम् इत्यपि देशीयचिकित्सापद्धतिः एव कदा भोजनं स्वीकरणीयम् कदा न स्वीकरणीयम् इत्येतत् सर्वं देशीयपद्धतौ एव अन्तर्भवति अतः देशीयपद्धतिः अवलम्ब्यते चेत् सर्वदा वयं आरोग्यवन्तः एव भवामः अतः देशीयपद्धतौ अस्माकं जागरूकता स्यात् तत्र